आं हलो आं मम मम गृहं कृते किञ्चित् डिज़ैन् आवश्यकमस्ति तो भवत्याः पार्श्वे भवत्याः पर्श्वे किं किं डिज़ैन् एव अस्ति तत् मां सूचयन्तु आम् मम गृहं काञ्चिपुरम् एनात्तूर् मध्ये मम गृहम् अस्ति मां मम स्वकृते अस्ति वन् बेड्रूम् अस्ति अण्ड् गेस्ट् रूम् अस्ति एण्ड् किचन् एनदर्स् एक्सेक्ट्रा अस्ति इण्डि इ इण्डि इण्डिविज़्वल्

यस् आम् आम् आम् आम् फ़ैव् लाक् फ़ैप् लाक् एव आं तत् तत् मध्ये आं मोडुलर् मोडुलर् किचन् आवश्यकमस्ति आम् आम् आमां तदेव गेस्टोब् गेस्टब्

एकं सिम्पल् इव आवश्यकमस्ति गेस्टौ आम् आम् आम् आं नोर्मल् एव क्लोज् किजन् आवश्यकमस्ति क्लोज् कि क्लोज् किचन्

न समाप्तं जातं एतत् परम् आमां न न न न एतत् कारणार्थम् अहं भवतः भवत्याः कोल् कृतम् आं भवतः भवत्याः मां किञ्चित् डिज़ैन् एव दास्य दस्यतु तत तत् अहं चयनं करोमि आम् आम् आम् आम् अहं पेय्ण्ट् पेय्ण्ट् पेय्ण्ट् आं श्रूयते श्रूयतु अहं पेय्ण्ट् जनाः कृते अहं कथितवन्तः ते आगमिष्यन्ति श्वः वल् मध्ये तत् अनन्तरमेव वक्तुं शक्नोमि अहम्

आम् आमामाम् अस्तु अस्तु अस्तु अस्तु भवता भवत्याः मां किञ्चित् आमामां किञ्चित् डिज़ैन् मां प्रेषयतु अहं पश्यामि तदनन्तरम् अहं भवत्याः सूचयामि अस्तु अस्तु धन्यवादः